चायनिर्माणं प्रथमम् एक चषकं चायम् आवश्यकं चेत् अर्धचषकं जलं जलं स्वीकरणीयं तस्मिन् जले आर्द्रकं तद् सम्यक् चूर्णं कृत्वा आर्द्रकं तत्र स्थापनीयम् अन्नतरं चायचूर्णं स्वीकरणीयं तत्सर्वं क्वथनं भवति अनन्तरम् अर्धचषकं दुग्धम् अर्धचषकं क्षीरं योजनीयम् अनन्तरम् इलाचि पौडर् अस्ति किल तदपि योजनीयं तत्सम्यक् तत्सम्यक् क्वथनं क्वथनं भवति निमेषद्वयं वा निमेषत्रयं वा अनन्तरम् एकम् उत्तमचायं सिद्धम् अभवत् तद् फ़िल्टर्द्वारा तत् कृत्वा अन्यद् एकम् उत्तमम् उत्तमं चायं सिद्धं ब् अभवत् तद् पातुं शक्यते